मम ईष्टतमः ऋतुः वसन्तः तत् किमर्थम् इत्युक्ते चूतवृक्षस्य पल्लवाः सर्वदापि नूतनं दर्शयन्ति नूतनस्य आरम्भः नव नवीनजीवनस्य आरम्भः तद् दृश्यते वसन्त ऋतौ अतः तद् एकस्य आरम्भः इति इति एकस्य नूतनस्य जीवन जीवनस्य आरम्भः तत् तथापि एवम् अपि द्रष्टुं शक्यते नूतनदृष्टेः आरम्भः इत्यपि द्रष्टुं शक्यते इति कारणतः वसन्तः ऋतुः मम बहु रोचते